मम प्रदेशे अत्यन्तं प्रसिद्धा प्रसिद्धा क्रीडा वर्तते जल्लिकट्टु पुनः पाण्डि पच्चकुद्र कबडि इत्यादयः तत्र जल्लिकट्टु तु सर्वे जानन्ति तत् वृषभस्य वृषभाः भवन्ति वृषभस्य ग्रहणं कर्तव्यं सः वृषभः अत्यन्तं मत्तः भवति उन्मत्तः वृषभः यदा तस्य द्वारं भवति प्रधानद्वारं भवति तत्र वृषभस्य पूजा इत्यादिकं पूजाविधिः भवति प्रथमम् पूजानन्तरं वृषभं बहिरानयन्ति यदा द्वारात् बहिः एकं पदं स्थापयति वृषभः तदारभ्य वृषभस्य ग्रहणं कर्तव्यं नाम वृषभं नाम ग्रहीतुं शक्यः वृषभः इति न मन्तव्यः अत्यन्तं मत्तः भवति वृषभः सः कदाचित् स्व विषाणैः अन्यान् मारयितुं शक्नोति पादाभ्यां पाद पादाः स् भवन्ति पादैः अन्यान् पीडयितुं शक्नोति एतादृशेषु स्थलेषु वर्तमानेषु अपि तस्य वृ वृषभस्य यः ग्रहणं करोति ग्रहणमपि बहु सामयं यावत् ग्रहणमपि नापेक्षते केवलं पञ्चनिमिषः वा निमिषत्रयं यः ग्रहीतुं शक्नोति वृषभस्य पृष्ठभागं सः विजेता इति उद्घुष्यते तस्य कदाचित् सुवर्णकं सुवर्णं मुद्रणं दीयते सुवर्णम् मुद्रणं दीयते पुनः कदाचित् द्विचक्रिका दीयते कारयानं दीयते वस्त्रादिकं दीयते विजयिता यदि भवति मनुष्यः यदा विजयिता भवति मानवः तदा तस्य एता एतावद् दीयते सुवर्णम् आननं सुवर्णाननं दीयते पुनः वस्त्रं कारयानं ऐ प्याड् पुनः दूरवाणी एतत् सर्वं दीयते यदि वृषभः चेत् विजयी भवद् नाम यः कोऽपि तस्य वृषभस्य गृहेन ग्रहणे असमर्थाः भवन्ति असमर्थो भवति तथा तदा वृषभः बहिर्गच्छति नाम क्रीडा क्षेत्रात् अग्रहीतः एव बहिर्गछति तर्हि वृषभः एव विजेता भवति तस्य वृषभस्यापि पुरस्काराः भवन्ति तस्य वृषभस्य पूजनं क्रियते आदौ पश्चात् वृषभस्य यः अधिकारी वर्तते तस्य सुवर्णाननं दीयते सुवर्णसम्बद्धं किञ्चित् पदार्थः पदार्थः तत्र दीयते पुनः कारयानं द्विचक्रिका पुनः य यद् दूरवाणी इत्यादिकं दीयते एवमेव पाण्डि पाण्डि इत्युक्ते एकमहश् एका शिला एकः शिलाखण्डः भवति तस्य शिलाखण्डस्य क्षेत्रं क्षेपणं कर्तव्यम् शिलाखण्डः कुत्र गत्वा पतति तावत् दूरमपि सः क्रीडालुः एकेनैव पादेन कूर्दित्वा कूर्दित्वा तस्य शिलाखण्डस्य ग्रहणं कर्तव्यं यदि शिलाखण्डस्य ग्रहणात् प्राक् भूमौ पतितं शिलाखण्डं सः न गृहीत्वा मध्यमार्गे एव स्वस्य पादस्य अवतरणं करोति नाम पादं स्थापयति भूमौ एकं पादं भूमौ स्थापयति पादद्वयमपि संस्थाप्य तिष्ठति अथवा ग्रहीतुम् असमर्थो भूत्वा पतति तर्हि सः पराजयो भवति यदि सः गत्वा तस्य शिलाखण्डं स्वीकरोति तर्हि सः विजयिता इति उज् उद्घुष्यते पुनः पच्चकुर इत्युक्ते हरिताश्वः हरिताश्वो नाम एकः किञ्चित् अवनमयि अवन अमन् अवनमय्य प्रतीक्षमानः भवति अन्यः ध वेगेन धावित्वा तस्य अतिक्रमणं कर्तव्यम् अतिक्रमणे समर्थः भवति तर्हि सः विजयेता नो चेत् पराजयं प्राप्नोति सः